हे प्रबन्धक अहम् इदानीं कारयानम् आज्ञापयति आज्ञापितवती परन्तु चिरकालं यावत् सः न आगतः अतः अहं रद्दं कृतवती परन्तु मम ओला धनम् कट्ण् कठिनम् अभवत् अत्र मम अपराधं नास्ति किमपि नास्ति अतः कथमपि मम ओला धनम् छिन्नम् आसीत् तत् धनं प्रति ददातु